मम प्रदेशे तु वैद्यव्यवस्थाः समीचिनाः सन्ति अत्याधुनिकवैज्ञानिकसाधनैः युक्ताः व्यवस्थाः अत्र समीचिनाः सन्ति जनाः यदा कदा वा वा गच्छन्तु तेभ्यः चिकित्साव्यवस्था समि समीचीना अस्ति विविधाः व्यवस्थाः अत्र कल्पिताः सन्ति नेत्रस्य चिकित्सा वा भवतु हृद्रोगस्य चिकित्सा वा भवतु अस्थिसम्बद्धचिकित्सा वा भवतु एवम् अनेकाः बह्व्यः व्यवस्थाः अत्र वैद्यव्यवस्थासु अत्र कल्पिताः सन्ति अत्यन्तसामान्योऽपि तत्र गत्वा चिकित्सां प्राप्तु प्राप्तुं सः शक्नोति तादृशव्यवस्था अत्र मम प्रदेशे वैद्यव्यवस्थायां कल्पिता विद्यते अत्र अनेके अनेकाः व्यवस्थाः सन्ति तत्र विशेषेण सर्वकारस्य या वैद्यव्यवस्था विद्यते सा तु अत्यन्तसमीचीना विद्यते अत्यन्त परिशुद्धा विद्यते तत्र वैद्यव्यवस्थायाः परितः व्यवस्थां परितः शुचित्वं सम्यक् पालितं विद्यते अतः जनाः अपि तत्र गत्वा चिकित्सां प्राप्तुं झटिति गच्छन्ति पुनः वैद्येषु तेषां समीचीनभावः विद्यते आदरः भावः विद्यते एवम् अत्रत्य वैद्यव्यवस्थाः जनेभ्यः पूरकः पूरका व्यवस्था विद्यते पुनश्च कोविड् समये तु सर्वाः अपि व्यवस्थाः अत्र जनेभ्यः समीचीनं तत्र चिकित्सादि व्यवस्थाकर करणं तु समीचीनं कृतं दृश्यते